मया अनेके उत्सवाः आचरितः मम मया आचरितः अनेके आचरिताः तत्र उत्सवशब्दस्यैव उत्सूते हर्षम् इति उत्सवः हर्षन् जनयति इति यद्यत् हर्षञ्जनयति सर्वे अपि उत्सवाः तस्मात् रथोत्सवादयः गणेशोत्सवादयः तदुत्सवाः भवन्ति गृहेपि अनेके पर्वाणि भवन्ति अनेके उत्सवाः भवन्ति तदाचरणे आचरणे आचरणं तत्र गौरी उत्सवः गणेशोत्सवः कृष्णजन्माष्टमी उत्सवः एवमस्ति अनन्तरं अनन्तचतुर्दशी उत्सवः देवानाम् उत्सवः अनेके उत्सवाः सन्ति तु प्रमोदाय मोदाय भवन्ति